ये तरण तरणस्य अभ्यासं प्राप्तुम् इच्छन्ति ते सामान्यतया किं कुर्वन्ति इत्युक्ते आधिक्येन पादताडनं न कुर्वन्ति पादताडनं तु अवश्यं कर्तव्यं नो चेत् जले झटिति निमज्जनं भवति तस्य यदा पादं ताडयन्ति हस्तचालनं न कुर्वन्ति यदा हस्तचालनं कुर्वन्ति पाद ता चालनं न कुर्वन्ति इति तत्र सामान्यतया दोषाः भवति अतः किं कर्तव्यं प्रथम् प्रथमतः पादताडनाभ्यासः सम्यक् सम्पादनीयः अतः प्राचीनकाले किं क्रीयते स्म कदलीस्तम्भं ग्रहीत्वा प्रथमतः पादताडन अभ्यासं कुर्वन्ति स्म अथवा नद्याः तटे कञ्चित् वृक्षं वा किञ्चित् वस्तु वा गृहीत्वा पादताडन अभ्यासं कुर्वन्ति स्म अथवा नारिकेलं बद्धवा जलस्य मध्ये पादताडनाभ्यासं कुर्वन्ति स्म आधुनिककाले ट्यूब् उपयुज्य पादताडनाभ्यासं कर्तुं शक्नुवन्ति इदं सर्वं यदा एतानि उपकरणानि यदा वयम् उपयुञ्जमहे तस्मिन् काले अस्माकं निमज्जनं न भवति धैर्यम् आगच्छति जलस्य यत् भयं तस्य निवारणं कथं कर्तवयं नाम बहुदा जले पतनं भवेत् तदानीं जलस्य भयं स्वयम् एव निर्गच्छति पुनः बहुधा जले स्थित्वा तरणाभ्यासः यदा क्रीयते सहजतया जलस्य भयं निवृत्तं भवति